नमो नमः मम नाम वैखरी अमित्काळे अहं सप्तदशवर्षीयः अस्मि अहं नागपुरनगरे वसामि अहं कविकुलगुरु कालिदाससंस्कृतविश्वविद्यालये पठामि अहं प्राक्शास्त्री द्वितीयवर्षे पठामि मम कुटुम्बे पञ्च जनाः सन्ति ते सन्ति माता अवन्ति पिता अम्मितः अनुजः वैदिकः पितामही वर्षा च मम प्रियविषयः व्याकरणम् अस्ति मम प्रियक्रीडा क्रिकेट् अस्ति मम प्रियभोजनम् पाव्भाजि अस्ति सप्ताहस्य मम प्रियदिवसः रविवासरः अस्ति मम देशे सुन्दरतमं स्थानानि अस्ति मया संस्कृतभाषणम् अतीव रोचते धन्यवादः